अहम् एकां शाटिकां क्रीतवती मम अभिरुचेः प्रकारेण अपि तु यदा अहं तत् धृतवती तदा एव अहम् अवगतवती सा शाटिका सम्यक् नासीत् इति तस्य औनत्यम् अपि न्यूनम् आसीत् अनन्तरं विस्तृतः अपि नासीत् तस्य मुद्रणम् अति श् सम्यक् आसीत् अतः अहं तत् इच्छया स्वीकृतवती अनन्तरं तस्य विषये अत्यन्तं विषादः जातः